ग्रामेषु क्षेत्रेषु च कृषकाणां भूमेः समस्या भवत्येव यथा इदानीम् एकः कृषकः तस्य पार्श्वे धनं न भवति चेत् अन्यस्य कृते स्वस्थानं दत्त्वा कार्यं कारयितुम् उक्त्वा तेन यत् धनम् आयाति तत्र एकं भागं भवतः एकं भागं स्वस्य इति वदति तथा एतेन कारणेन सः तत्र स्वस्य अभीष्टं कृषिं कर्तुं न शक्नोति एतादृशसमस्याः ग्रामेषु बहवः भवन्त्येव एतादृशसमस्यानां निवारणार्थं ग्रामे पञ्चायत् इति भवति तत्रत्य जनाः एतादृश समस्यानां निवारणं कुर्वन्ति यदि तत्रापि समस्यायाः निवारणं न भवति चेत् तालुका स्थाने विलेज् अकौण्टेण्ट् इति एकः भवति सः एतेषां सर्वेषां सर्वासां समस्यानां निवारणं करोत्येव यदि तत्रापि न भवति जिला स्तरे वा राज्य स्तरे वा ते गच्छति कोर्ट् मध्ये स्थापयितुं न्यायालये स्थापयितुम् अपि शक्नुवन्ति